वर्तमानकाले जनेभ्यः सर्वविधनृत्यप्रकाराः रोचन्ते इति भावयामि तत्र केषाञ्चन जनानां शास्त्रीयनृत्यप्रकारः भरतनाट्यादि नृत्यप्रकारः रोचते केवलेभ्यः जनेभ्यः अहं भावयामि पाश्चात्यनृत्यप्रकारः रोचते किन्तु पाश्चात्यनृत्यप्रकारे अभिरुचियुक्ताः जनाः विरलाः इति भावयामि शास्त्रीयनृत्यप्रकारेषु जनानाम् अभिरुचिः अधिका भवति यतोहि तत्र मनसः आह्लादः भवति तदर्थं ते तत्सर्वं तादृशः नृत्यप्रकारं रोचन्ते इति भावयामि